मम स्थाने कदाचित् क्रीडाम् आयोजयन्ति प्रतियोगिताम् आयोजयन्ति क्रिकेट् अथवा वालिबाल् अथवा कबड्डि इत्यादि क्रीडाः भवन्ति राज्यस्तरीयम् अथवा अन्ताराष्ट्रीयस्तरीयम् इति न कदाचित् वर्षे एकवारं वा द्विवारं वा राज्यस्तरीयमपि भवति किन्तु बहु न्यूनम् वालिबाल् अथवा क्रिकेट् क्रीडा भवति तत्र बहवः भागं गृह्णन्ति तस्मिन् तदपि बहु सम्यक् आयोजयन्ति यतः वर्षे एकवारं वा द्विवारं वा भवति अतः बहु सम्यक् आयोजयन्ति पुनश्च शतशः जनाः क्रीडायां भागं गृह्णन्ति